कार्यं कुर्मः चेत् कदाचीत् दोषः अपि आगच्छति एकम् उदाहरणम् अहं वदामि एकस्मिन् दिनाङ्के अकस्मात् वयं सर्वे समूहे मिलीत्वा त्रिपुराराज्यस्य विश्राङ्गञ्जस्थाने तत्र चायपत्र किं बागिचा अस्ति तत्र टि गार्डेन् अस्ति वयं सर्वेमिलीत्वा समूहे गतवन्तः तत्र विडियो रेकार्ड् करणार्थं वयं गतवन्तः किं चिन्तितवन्तः वयं तत्र गत्वा त्रिपुरसुन्दरी ब्रेण्ड् अस्ति खलु तेषां ब्रेण्ड् विषये किञ्जित् वयं वदामः विडियो रेकाड् कुर्मः तत्र मेनेजर् अस्ति चेत् तत्र ओनर् अस्ति चेत् तेषां बैक् वयं स्विकुर्मः अनन्तरं तत्तु प्रसारं कुर्मः अस्माकं किं सोशय्ल् मिडिया मध्ये किन्तु तत्र तु वयम् आदौ चि विचिन्त्य गतवन्तः तत्र गमनात् परं परिस्थितिः किञ्चित् भिन्नः भवति किं जातम् अकस्मात् टि गार्डन् ओनर् आगत्य उक्तवन्तः अरे भो भवन्तः कथम् आगतवन्तः अन्ते अत्र तु अन्ते यदि आगच्छति चेत् पर्मिशन् आदौ स्वीकरणीयम् नीयरेष्ट् पोलिस् स्टेशन् पक्षतः अपि स्वीकरणीयं तर्हि भवन्त भवतां पार्श्वे किमपि पर्मिशन् अस्ति वा कथं भवन्तः आगतवन्तः तद्विषये बहु तत्र किं किञ्चित् चर्चा जाता ते अस्माकं रेकार्डिङ्ग् करणसमये किञ्चिद् बाधा दतवन्तः तर्हि किं कुर्मः वयं सर्वे दश वा एकादश जनाः मिलित्वा तत्र गतवन्तः तर्हि आदिनं तत्रैव तिष्ठामः तत्रैव रेकाडिङ्ग् कुर्मः इति विचिन्त्य गतवन्तः अकस्मात् अधुना वयं पुनः नागन्तुं शक्नुमः कारणं किम् इति अस्माकम् एसैन्मेण्ट् आसीत् अस्माकं दोषः किमासीत् वयम् आदौ टि गार्डेन् ओनर् कृते सूचना न दतवन्तः अनन्तरं नियरेष्ट् पोलिस् स्टेशन् मध्ये अपि सूचना न दतवन्तः तदेव अस्माकम् दोषः आसीत् तर्हि तद्दोषस्य परिहारणार्थं तत्क्षणात् एव वयं सर्वे मिलित्वा नियरेष्ट् नियरेष्ट् पोलिस् स्टेशन् मध्ये गत्वा तेषां पार्श्वे पर्मिशन् आवश्यकम् इति पत्रं वयं दत्तवन्तः अनन्तरं एकघण्टात्मकं भाषणं कृत्वा ते पर्मिशन् तु दत्तवन्तः पुनः तत् पर्मिशन् लेटर् स्वीकृत्य टि गार्डेन् ओनर् पार्श्वे गतवन्त गत्वा वयं तस्मन्दिनाङ्के एव विडियो रेकार्डिङ्ग् कृतवन्तः एतदर्थं वदामि कार्यं कुर्मः चेत् दोषः भवति किन्तु कथं दोषस्य परिहारणं करणीयं तदपि सर्वदा चिन्तनीयम्